सामाजिक परिरक्षणे अभिवृद्धौ च कार्यक्रमाणि मम प्रदेशे बहूनि विषयानि प्रचलितानि तेषान् विषयान् मध्ये मम मनसि अतीव आह्लादकरं विषयम् एकः भवति तत् तन् तन्नाम तत्किं नाम किं नाम इति चेत् तन्नामः सिरुतुळि इत्यस्य नाम सिरुतुळि इति नामस्य एतत् कार्यम् एकः समाजमहिला उत्तम मनसि उत् मनसि उत्तमं सङ्कल्पं निधाय तत्तद् महिला तत् कार्यं कृतवान् नायकत्वम् निधाय कार्यं कृतवती स्म प्रतिवारं भानुवासरे सर्वे जनान् मिलित्वा सर्वे जनान् सङ्गृह्य अत्र नगरे एकः बृहत् सरोवरम् अस्ति तत् सरोवरं मध्ये गत्वा तत् सरोवरे उपस्थितानि अनपेक्षितानि वस्तूनि बहूनि वस्तूनि तत्र तत्र दूरीकृत्य तत् सरोवरं स्वच्छं कृतवन्ती स्म इत तदनन्तरम् एषु तत् सरोवरम् अतीव सुन्दरम् अस्ति कीदृशं सुन्दरम् इति चेत् तत् सरोवरे एषु दिनेषु सर्वे जनान् बालिकान् बालकान् सर्वे तत्र गत्वा आनन्दम् आह्लादं सन्तोषम् अनुभवन्ति इति सर्वे जानन्ति एव